भारतस्य प्रतिष्ठे द्वे संस्कृतं संस्कृतिस्तथा तत्र च संस्कृते विद्यमानम् आदिमं महाकाव्यं वर्तते वाल्मीकिविरचितं महर्षिवाल्मीकिविरचितं श्रीरामायणं रामायणे रामस्य अयनस्य कथा रामस्य सञ्चारस्य कथा च वर्णिता वर्तते तत्र च रामायणे आहत्य सप्तकाण्डाः वर्तन्ते बालकाण्डः अयोध्याकाण्डः किष्किन्धाकाण्डः सुन्दरकाण्डः युद्धकाण्डः उत्तरकाण्डश्चेति एवं रीत्या एतेषु काण्डेषु रामायणकथां वाल्मीकिमहर्षिः सुष्ठुः प्रतिपादितवान् अस्ति यथा तत्र रामायणे आदौ नारदः नारदं पृच्छन्ति सर्वे तपःस्वाध्यायनिरतं तपस्वी वाग्विदां वरं नारदं परिपप्रच्छ वाल्मीकिर्मुनिपुङ्गवम् कोन्वस्मिन् साम्प्रतं लोके गुणवान् कश्च वीर्यवान् इति पृष्ठे सति नारदमहर्षिः वदति सम्प्रति साम्प्रतिके युगे तादृशः यदि अस्ति तर्हि श्रीरामः एव इति अतः नारदमुनिः वाल्मीकिमहर्षि महर्षीणां प्रति आदिशति भवान् श्रीरामस्यैव कथां लिखतु रामस्य कथा जगति प्रसारितं भवतु इति नारदमहर्षिः आदिशति इत्यतः एव वाल्मीकिमहर्षिः रामायणस्य कथां लिखति तादृशं तादृशी रामायणकथा लवकुशयोः कण्टे सुश्राव्येण गीता वर्तते एवं च रामायणम् इतोपि अस्माकं कृते मार्गदर्शकम् एव वरीवर्ति